पाकं कर्तुं समये तूलीशाटिकाः एव समीचीनं भवति ताः विहाय अन्यत् सर्वं पाकसमये धर्तुम् उचितं न भवति यतः अग्नेः समीपे सावधानतया भवनीयम् अग्निः सर्वं नाशय् न नाशनं कर्तुं शक्यते वस्त्रं सर्वम् सम्यक् बन्धनं कृत्वा एव पाकं पाककार्यं करणीयम् अग्नेः स्पर्शनं यदा अभवत् चेत् अपि सद्य जलेन प्रक्षालनं कर्तव्यम् तदुपरि औषधम् अपि स्वीकरणीयम्